त्रयोविंशत्युत्तरद्विसहस्रतमस् वर्षस्य नवम्बर्मासस्य पञ्चमदिनाङ्कः चतुर्विंशति उत्तर द्विसहस्रतमवर्षस्य डिसम्बर्मासस्य पञ्चमदिनाङ्कः एकोनविंशत्युत्तरद्विसहस्रतमवर्षस्य अक्टूबर्मासस्य पञ्चमदिनाङ्कः द्वाविंशत्युत्तर द्विसहस्रतमवर्षस्य अगस्त् मासस्य पञ्चमदिनाङ्कः चतुर्विंशत्युत्तरद्विसहस्रतमवर्षस्य सेप्टेम्बर् मासस्य पञ्चमदिनाङ्कः